प्रथमतः शिक्षकः विद्यालये पाठयितुं विद्यालये वा पाठशाला वा विश्वविद्यालयः वा इन्वस्टि कलेज् इत्यादि वा तत्र पाठयितुं बहु मूल्यानां सामग्र्यः उपलभ्यन्ते तत्र सामग्रीं द्रुष्ट्वा एव छात्राः पठन्तु अति खूशिजनकं भवति शिक्षकः प्रथमतः एकः विद्यालये सुधाखण्डः अवश्यकः वर्तते सुधाखण्डे अपि विभिन्नः वर्णः सुधाखणडः आवश्यकः वर्तते तत्र ग्रीन् ब्लु वैट् हिरेड् इत्यादिरूपेण सुधाखण्डानि सन्ति अत्रैव एकं कृष्णफलकम् अवश्यकं वर्तते कृष्णफलके इदानीं छात्राणां कृते सरळतया तत्र लेखनं वर्तते तत्र विभिन्नं कलर् माध्यमेन सुधाखण्डानि वर्तन्ते तेषां खण्डेन तत्र लेखनं चेत् छात्राणां कृते बहु फलप्रदायकं छात्राणां कृते आग्रहः अपि वर्तते अधुना तत्र एकं कृष्णफलकम् एवं वैट् बोर्ड् आवश्यकं वर्तते तत्र प्रजक्टरपि वर्तते प्रजक्टर् मध्ये पि पि टि माध्यमेन छात्राणां कृते पाठयन्ति भवन्ति पाठः एव भवति तत्र विश्वविद्यालयः इतोपि उच्चशिक्षायां प्रोजेक्टर् अवश्यकं भवति तत्र विद्यालयमाध्यमेन मेप् सुवधा तत्र ग्लाब्स् इत्यादिपाठ्यसामग्रिक्रियाः वर्तन्ते तत्र सर्वे जनः केन केन रूपेण पाठयन्तु सरलतया पाठयन्तु भवन्ति सरलतया पाठयन्तु भवन्ति इति